प्रकृतिचित्रणावसरे एव सम्पूर्णरूपेण मृतः मया मया अनुभूयते प्रकृत्याः सौन्दर्यं यत्किमपि चित्र्यते चेत् तत्र महदेव आनन्दः मम मया अनुभूयते अनन्तरं मम इष्टदेवस्य श्रीकृष्णस्य चित्रणमपि मह्यं अतीव अनुभवप्रदायकं वर्तते तत्र भगवतः श्रीकृष्णस्य मधुरमधुरं पुनरपि मधुरं मथुराधिपतेरखिलं मधुरम् इति यथा उक्तं तद्वदेव भगवतः यत्किमपि दृश्यम् अस्माभिः चित्र्यते तत्र अन्यदेव ब्रह्मसोदररूपेण एव आनन्दः मया अनुभूयते मम मनसि यत् आगतं तमनुसृत्य एव मया तत्र चित्रणं क्रियते एवं भगवतः श्रीकृष्णस्य चित्रम् एवमेव प्रकृत्याः चित्रम् एते द्वे एव सम्पूर्णरूपेण आनन्दः मह्यं ददाति